अस्माकं प्रदेशे तेलङ्गाणराष्ट्रे राजकीयपक्षः के सि आर् अस्य तेलङ्गाना पार्टि एव अस्ति ते स प्रतिवर्षे न्यूनातिन्यू नूटन प्रोजेक्ट्स् व्यवस्थायां करोति जनप्रचिनिधिः के चन्द्रशेखर राव् अस्ति तेलङ्गानराष्ट्रस्य मन्त्रिः राष्ट्रं राष्ट्रमन्त्री तस्य कार्याणां विषये अहं किं वक्तुमिच्छामि इत्युक्ते सः प्रतिवर्षे नु नूतन प्रोजेक्ट्स् कुर्वन् अस्ति